संस्कृतसाहित्ये बहूनि सन्ति रूपकाणि मदिष्टतमं रूपकं पृच्छति चेत् अभिज्ञानशाकुन्तलम् अभिज्ञानशाकुन्तलं कस्मै न रोचते तद्विषये वक्तव्यम् इति बहु अभिज्ञानशाकुन्तलं तु तत्र रम्या शकुन्तला अनन्तरम् अभिज्ञानशाकुन्तलम् इति महाकविकालिदासस्य सर्वोत्तम कृतिः तेन सः तेनैव इति न परन्तु तस्य सप्तवर्णेन्द्रसाहित्यचापः एव तादृशः परन्तु अभिज्ञानशाकुन्तलं तन्मध्ये उत्तमं नाटकं नाट्यरूपकसाहित्ये अभिज्ञानशाकुन्तलं सर्वोत्तमम् अस्ति इति तत्र शङ्कालेशः अपि नास्ति तत्रापि चतुर्थः अङ्कः तन्मध्ये अपि एकः श्लोकः तु मह्यम् अतीव रोचते पश्यतु तत्र शुश्रूषस्व गुरून् कुरु प्रियसखी एत एषः एकः श्लोकः अस्ति स् एषः श्लोकः कालोचितः अस्मिन् काले अपि यत्किमपि तत् य तत्र उल्लेखितं खलु महाकवि महाकविना तत्सर्वम् अस्मिन् काले अपि उपयोगी अस्ति शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं ननान्ध्रुजने तत्र वृत्तिं सपत्नीजने इति पाठः अस्ति परन्तु ननान्द्रुजने इति वदामः अस्मिन् काले तर्हि एतादृशः एतादृशं वर्णनं यद्भवति तत् सर्वं कालोचितमस्ति अनन्तरम् अस्माकं कृते एक प्रेरणादायकमस्ति